बाल्यकालात् एव आरभ्य मम इतिहासविषये आसक्तिः तु आसीत् एव मया स्मर्यते बाल्यकाल कालात् मया विद्यालये झासि कि राणि इति विषयं स्वीकृत्य एकः इतिहासस्य विषयः मया तत्र पठितः तत्र कक्षायां तत्र झासि कि राणि इति इति विषये तत्र झासि कि राणि या आसीत् सा बहु किमपि कृतवती सा विधवा भूत्वापि तस्याः पुत्रं तत्र अङ्के धारयित्वा सा युद्धं कृतवती यदा वयं यदा अस्माभिः अधुना दृश्यन्ते नाम अस्माक् अद्यतनसमाजव्यवस्थायां प्रायः बहुषु स्थानेषु पुरुषाः अपि अग्रे नागच्छति नागच्छन्ति परन्तु सा एका महिला भूत्वा अपि तत्र स्वकीयराज्यस्य कृते सा युद्धं कृतवती तर्हि तां दृष्ट्वा अहं बहुप्रभावितो अभवम्